अहं गृहस्य अंगणे गृहोद्यानं रचयामि किमर्थम् इति चेत् पर्याप्तः अवकाशः स्थलावकाशः अस्ति अनन्तरं च तत् द्रष्टुमपि सुन्दरं मनोहरं भवति अनन्त अन्यच्च बहु मुख्यः विषयः इति चेत् आरोग्यवर्धनम् अस्माकं तु गृहे यदि सस्यानि सन्ति वृक्षाः सन्ति तदा अस्माकं तु शुद्धवायुः लभ्यते इदानीं शुद्धवायोः अभावेनैव वयं रुग्णाः भवेम अतः शुद्धवायोः कृतार्थे वायोः कृते अहं गृहे एव उद्यानं करोमि